ग्रामे लघु बालकाः बालिकाः एवं वृद्धाः युवकाः अपि क्रीडन्ति तथापि तद् नामानि एवम् उच्यते तेलगुमध्ये पण्टलाटा चम्मा चक्कु तुक्कुड्बिल्ला बाराकट्टा नेलाबण्डा एवं रूपेण एकैकक् एकैकः एकेकं क्रीडां क्रीडन्ति कथम् इत्युक्ते प एकं पर्व पर्वदिनं प्रति एवं सङ्क्रातिपर्वदिने पतङ्गस्य क्रीडा क्रीडन्ति एवम् उगादिमध्ये तु तेलगुमध्ये एकं वियाला जम्पाला इति एका क्रीडा अस्ति तत् क्रीडन्ति ते केऽपि वा कोऽपि वा कापि वा क्रीडितुं शक्नुवन्ति इतोपि बाराकट्टा इति एकम् अस्ति तद् वृद्धाः अपि क्रीडितुं शक्नुवन्ति उपविश्य एव क्रीडन्ति एवं युवकाः अपि क्रीडन्ति एवं च बालिकाः बालकाः अपि क्रीडन्ति पण्टलाटा इत्युक्ते एकं एकं पेटिकामध्ये वस्तूनि संस्थाप्य एवम् एकं हस्ते स्वीकृत्य किम् अस्ति इति एतादृशी भवन्ति इतोऽपि बाराकट्टा इत्युक्ते वृद्धाः उपविश्य वार्तालापं कृत्वा एवं क्रीडन्ति एतादृशीक्रीडां क्रीडन्ति चेत् सांस्कृतिकव्यक्तिकस्य संरक्षणं कर्तुं शक्नुमः